एकविंशत्युत्तरसहस्रतमवर्षस्य जनवरी मासस्य द्वितीयदिनाङ्कः द्वाविंशत्युत्तरद्विसहस्रतमवर्षस्य पेब्रवरी मासस्य दशमदिनाङ्कः त्रीणि च त्रयोविंशतिः त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य पञ्चमदिनाङ्कः पञ्चचत्वारिंशत् च पञ्चविंशत्युत्तरद्विसहस्रतमवर्षस्य मार्च् मासस्य प्रथमदिनाङ्कः एवं विंशत्युत्तरद्विसहस्रतमवर्षस्य नवम्बर् मासस्य पञ्चमदिनाङ्कः